हरि ओम् नमस्ते कल्याणी भवती कथमस्ति अहं सम्यगेव अस्मि भवत्या भोजनं कृतं वा

कथं चलति कथम् कथं पश्यतु भवती जानाति साइ प्राजेक्ट् मेटा कृते बहु मुख्यं प्राजेक्ट् अस्ति भवती जानात्येव समयपालनं तु आवश्यकं कथं समयपालनं करणीयं न करणीयम् इ्त्यपि चिन्तयतु अहम् अनुभवज्ञः आवश्यकं वा नूतनः अपि शक्यते वा

अहं पश्यामि सुप्रिया इति कस्मिन् अन्य प्राजेक्ट् मध्ये अस्ति पश्यामि पश्यामि पश्यामि अन्य भवती साइ टू डाट् ज़ीरो मेटा के लिये कदा दातुं शक्यते भवत्या भवती का चिन्तयति इदानीं साइ टू डाट् ज़ीरो प्राजेक्ट् मेटा प्राजेक्ट् मेटा कृते दातव्यं खलु कदा दातुं शक्यते यदि अन्ये जनाः अपि योजयामि चेत् जनान् अपि तत्तु विलम्बः भविष्यति अस्मिन् वर्षे डिसेम्बर् मासे एव दातव्यम् तदपि मनसि स्थापयतु अहम् अन्यजनान् कृते पश्यामि धन्यवादः कल्याणि